हा मम प्रदेशस्य राजकीयपक्षः डी एम् के इति द्राविड मुन्नेट्ट्र करगम् इति तमिळ्भाषायां वदामः तस्य सार्वकारिकी व्यवस्था एम् के स्ट्यालिन् महोदयः सार्व सार्वाकारिकीं व्यवस्थां सर्वां परिचालयति मम प्रदेशस्य जनप्रतिनिधिः ए महोदयः एम् के स्ट्यालिन् तस्य पुत्रः उदयनिधिस्ट्यालिन् तस्य भगिनी कनिमुरि अनन्तरं तस्य कुटुम्बेन सह सार्वकारिकीं व्यवस्थां ते सर्वे परिचालयन्ति ते सर्वे स निःशुल्कं चिकित्सां सर्वत्र प्र प्रचलन्ति निःशुल्कं पाठनम् सार्वकारिकाः विद्यालयाः सर्वत्र तमिळ्नाडुप्रदेशे सर्वत्र सन्ति निःशुल्कं पाठनं से ते सर्वे दध ददति अनन्तरम् उत्तमान् मार्गान् सर्वत्र ते स्थापयन्ति इति एवम् उत्तमानि कार्याणि ते सर्वे कुर्वन्तः सन्ति